इदानीम् अत्यधिकं स्क्रीन् समयस्य कारणात् बालकाः क्रीडां न क्रीडन्ति इति अहं मन्ये किमर्थं नाम इदानीं बहु जनाः नाम बालकाः दूरवाणीमध्ये एव पब्जि फ़्री फ़यर् इत्यादि गेम्स् क्रीडन्ति तेन तेषां शारीरिकक्रीडा क्रीडासु प्रवृत्तिः न भवति आन्लैन् क्रीडासु एव प्रवृत्तिर्भवति अतः ते शारीरिकक्रीडान् न क्रीडन्ति तत् ते शारीरिकक्रीडा क्रीडनीयं ते कथं तेषां कृते कथं बोधनीयं नाम वयं गुरुकुले अस्माकम् अग्रजाः सायं अन्येषु ग्रामेषु गत्वा तत्र बालकान् गृहात् एकस्मिन् क्रीडाङ्गणे आगत्य आगत्य शाखां कुर्वन्ति शाखायां तत्र क्रीडयितुं प्रेरणाम् यच्छन्ति तथैव ये आन्लैन् गेम्स् क्रीडन्ति तेषां कृतेपि तथैव शाखान् शाखा शाखा कृते प्रेषयित्वा प्रेषयन्ति चेत् तत्र कार्यकर्ता नाम स्वयं सेवकाः स्वयं सेवकाः तत्र तान् क्रीडयितुं प्रेरयन्ति एवम् एवं बालकान् अधिकं क्रीडयितुं प्रे क्रीडयितुं वयं प्रेरयितुं शक्नुमः इति